अस्माकं क्षेत्रे अपराधस्य दरः नगराणां तुलने अतीवन्यूनः अस्ति यत् मुख्यतया बेरोज्गारी दारिदद्र्य जलितसमस्या अस्ति यतोहि बेरोज्गारी दारिद्र्यम् अपि जनयति

दरिद्रतायाः कारणात् क्षुधा भवति इच्छानाम् अनुसरणञ्च चोरादि अपराधानि भवन्ति अतः चोरादयो अपराधाः चोरादि अपराधाः कामक्षुधावपेक्षया भवन्ति